हरिः ओम् नमस्ते हाम् अहम् एका मम बालकः अस्ति बालकेन्द्रे इति पठति अहं तस्य माता अस्मि केचन प्रश्नाः सन्ति भवती उत्तरं दातुं शक्नोति वा मम शङ्काः सन्ति भगिनि बहवः हा संस्कृतभारतीमध्ये अहं बहूपूर्वं बहु वर्षात् पूर्वम् अहं पठिता पठितवती आसम् परम् इदानीम् इदानीं मम पुत्रस्य कारणेन अहं पुनः अत्र योजिता परम् अहं स्वयमपि पठितुम् इच्छामि अस्माकं कृते किमपि अस्ति वा मातृणां कृते अपि अस्ति वा तदपि प्रष्टव्यमस्ति इति सरला मध्ये पठति इदानीं अहं वर्तुूर्भाागे निवसामि अस् अत्रैव एषा क्लासस् चलति आ फ़्लैन् क्लासेस् इति आम् सत्यं सत्यं अतः सा उक्तवती ज्येष्ठानां कृते अस्ति परम् एकवारं भवत्याः कृते तत् प्रष्टव्यमासीत् किं किम् अस्ति इति प्रष्टुम् हओम्

अत्र इतोपि एवं वा परं भगिनि मम दश वर्षाणि अभवन् अहं किञ्चिदपि संस्कृतस्य पठनं न कृतवती तद् मम कृते कठिनं भवेत् वा एवम् एवम् ह तत्रैव मम समस्या अतः अहं काल् कृतवती पुनः मम इतोऽपि एका सखी अस्ति परं तस्याः नाम सखी नास्ति परं मम सख्याः पुत्री परं तस्याः अस्ति सप्तदश वर्षीया अस्ति सात् कर्तुं शक्नोति वा एवं वा एवम् ह तर्हि मम सख्याः पुत्री अस्ति सा दशमयानन्तरं संस्कृतम् इतोऽपि अग्रे नेतुमिच्छति तस्याः कृते चलति वा एवमेवम्

नमस्ते सा शालायामेव दत्तवती अनन्तरं न दत्तवती सा एकवारं वदति वा लहरिविषये किमस्ति तत् ह्म् एवं वा अस्तु अस्तु इतोपि एकं प्रष्टव्यमासीत् यत् अहं तु निश्चयेन संस्कृतस्य परीक्षां ददामि परम् अहं श्रुतवती आसं यः पाठयति सः सम्यक् पठनमपि करोति स्वस्य कृते अतः मम कृते किं तादृशं किमपि अस्ति वा यत्र अहं पाठयितुम् इच्छामि तत् कर्तुं शक्नोमि रागः वा

मम अहं साक्षात् शिक्षिका न परं सः शिक्षिकारूपेण कार्यं कर्तुं निश्चयेन इच्छामि तदर्थं चलति वा परं पाठने किञ्चित् भिन्नं संस्कृतम् आवश्यकं किल भगिनि अतः पृष्टवती पाठने नाम दोषपूर्णं न गच्छतु बालिकां कृते आम् सा हा अस्तु अस्तु हां आम् आम् अहं गीतं वदामि मम बहु मित्राणि सन्ति अहं मित्रं तस्य विषये उक्तवती तेषामपि रुचिः अस्ति परम् अहं तु भारते अस्मि ते भारतात् बहिः सन्ति तेषां कृते तादृशम् अस्ति वा किमपि येन ते अपि जायिन् कर्तुं शक्नुवन्ति इति आ आ चलति वा अस्तु एकः तु एकः तु आस्ट्रेलिया मेल्बर्न् मध्ये अस्ति अनन्तरम् अपरः अस्ति यु एस् मध्ये अपि अस्ति तत्र अस्तु चिन्ता नास्ति अस्तु अस्तु आमामां चिन्ता नास्ति अहं निश्चयेन वदामि सन्तोषः जातः परम् इतोपि एका शङ्का अस्ति एव यत् अहम् अस्तु तर्हि कार्यक्रमार्थम् अहम् आगन्तुमिच्छामि एतेषु दिनेषु कोऽपि कार्यक्रमः अस्ति वा यत्र अहं साक्षात् द्रष्टुं शक्नोमि आन्लैन् न इच्छामि भोः आ फ़्लैन् मध्ये कार्यक्रमो अस्ति वा संस्कृतस्य तत्र आगन्तुमिच्छामि

कृपया सः सन्देशः अस्ति चेत् मम कृते अपि प्रेषयतु अहमपि अन्यत्र प्रेषयामि हा अस्तु अस्तु सा अस्माकं भागस्य नाम वर्थुरभागस्य एव अस्ति वा वा अन्यस्य भागस्य अस्ति शिक्षिका हा अस्तु अस्तु ओ आ आम् अस्तु अस्तु निश्चयेन भवत्याः शुभ नाम किम् इति उक्तवती भवति आ सुरमा भगिनि अहं यदा कदापि अक्षरम्मागच्छामि भव त्या सह मेलनं तु निश्चयेन करोमि अहम् भवत्या सः सम्भााषणं कृत्वा बहु सन्तोषः जातः बहवः शङ्काः आसन् भवत्याः कृते बहु अधिकं पीडितवती क्षम्यताम् नास्ति सत्यं सत्यम् अस्तु तर्हि बहु धन्यवादः भगिनि शुभदिनम् आं शुभदिनम्